हरि ओं नमस्ते अहं सिम्रन् भाषे भवती इन्टेरियर् डिसैनर् खलु हा मम मया भवत्याः सङ्ख्या गूगल्तः प्राप्ता अस्ति मम गृहं बहु पुरातनं वर्तते ह्यः एव कानिचन मित्राणि आगतानि तैः सूचितं गृहे का काचित् नूतना व्यवस्था कल्पनीया इति अतः कथं गृहे एवम् अहं मम पाकशालां किञ्चित् नूतनां कर्तुमिच्छामि एवञ्च अत्र अतिथिगृहं यद् वर्तते तत्रापि काचित् व्यवस्था भवतु नूतनतया इति इच्छामि तत्र भवति किं सूचयितुं शक्नोति एवं तत्र वर्णेषु कः वर्णः योग्यः भवतु न किन्तु अहं तथा रक्तवर्णं न इच्छामि एवं श्वेतवर्णः अथवा पीतवर्णः पाटलवर्णः अपि शक्यः एवं पुनः पाकशालायां नूतनतया एव किञ्चित् भवेत् इति चिन्त्यते यथा पुरातनगृहेषु कुत्रापि वायुः बहिः क्षिप्तः भवेत् इति एतादृशी व्यावस्था नासीत् अतः तथा व्यावस्था कर्तव्या तर्हि एवं व्यवस्था यदि क्रियते तर्हि तत्र किं डिसैन् भवति स्थापयितुं शक्नोति नाम निसर्गसम्बद्धं भवेत् एवम् अवश्यम् इयमेव मम वट्साप् सङ्ख्या अपि भवति एवम् इतोपि तत्र किं किं कर्तुं शक्यं एवं पुनः अधः भूमौ स्थापनीयम् इति नूतनं किमपि शक्यते वा वक्तुं कार्पेट् इतिवत् एवं तत्र कः वर्णः योग्यः स्यात् एवं तत्र कृष्णवर्णः यदि स्थापयामि तर्हि सम्यक् भाति मलिनं न स्यात् शीघ्रमेव एवं तर्हि तत्र आकृतयः शक्यः वा डिसैन् किमपि एवं तर्हि भवती एव डिसैन् तत्र आकारयति अथवा काचित् कश्चिद् वा अन्यः भवति अस्तु तर्हि मिलामः धन्यवादः